हरि ओम् श्रूयते खलु हरि ओम् हरि ओम् इदानीं श्रूयते वा हा अस्तु अस्तु अस्तु अहं विनयः भवान् अरविन्दः खलु हा अस्तु अस्तु अस्तु अस्तु कुशलं वा हा अस् हा अस्तु अस्तु अस्तु अस्माकं कृते एक खारवेलः दश केजि उर्वारुकः इत्यादि वेजिटेबल् अहं जान अहं स्वीक्रियते इति जातं परन्तु युष्माकं कृते अस्ति वा हा हा हा

हा अस्तु अस्तु अस्तु हा अस्तु अस्तु अस्तु वदामि वदामि हा वदामि वा हा हा खारवेलः दश केजि उर्वारुकं दश केजि फलाण्डु पञ्च केजि हा हा ग्रञ्जनं द्वे द्वौ केजि आलूकं सप्त केजि हा एतत् सर्वं प्रेषयतु

श्वः चतुर्वादनात् प्राग् सर्वे पदार्थाः प्राप्स्यते खलु ओ ओ अस्तु अस्तु भो मास्तु परन्तु षड्वादनात् पूर्वं आगच्चति खलु

ए भो एतद् अन्यायं भो ए सञ्चारमूल्यं किमपि किञ्चित् रीत्या स्वीकरोतु भो ओ वृष्टिरपि आगच्छति वा अस्तु आमाम् एतादृश एतादृश्य वर्तते अस्तु शाख सम्यग्रीत्य वर्तते खलु

ओ सम्यक् भो सम्यक् सम्यक् भो सम्यक् फ्रेश् फ्रेश् अस्ति खलु हा हा अस्तु अस्तु एतद् पेकिङ्ग् सम्यग्रीत्य कर्तुं प्रेषयतु हा हा हा हा हा हा अस्तु अस्तु परन्तु मम अड्रेस् भवान् जानाति वा हा हा हा तत्रैव प्रेषयतु ओ हा धन्यवादाः यदि अस्तु अस्तु अस्तु भो अस्तु भो अस्तु हा